हरिः ओं चालकमहोदय मम मित्रस्य माता पिता च तिरुपतितः बेङ्गलूरु आगमिष्यन्ति अहम् आरक्षणं कृतवान् मुख्यमार्गतः आगन्तव्यम् दशवादनात् पूर्वं तत्र गन्तव्यं मम गृहसङ्केतम् अस्ति संस्कृतभारती अक्षरं बेङ्गलूरु इति मम दूरवाणी सङ्ख्या नव सप्त शून्यं शून्यं सप्त सप्त शून्यं शून्यं पञ्च चत्वारि एवम्